भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा इति वदन्ति अनुभवज्ञः अनुभवज्ञाः अहमपि तमेव चिन्तयामि भारतदेशे भारतीयता सनातनधर्मस्य यदि पुनरुत्थानम् आवश्यकम् अवश्यं भाव्यं भवति तस्मात् कारणात् शिक्षा विजया अमृतमश्नुते इति वदन्ति तस्मात् कारणात् शिक्षामाध्यमेन शिक्षण माध्यमेन वा अत्र ये ये ईदृशं परिवर्तनं कथं भवेदिति चेत् शिक्षण माध्यमेन एव शिक्षणन्तु अत्र मेकाले द्वारा यत् ध्वस्तं तत् पुनः सम्यक् करणीयम् अत्र सर्वे अवलक्षणानि निर्मूलनीयानि तत्र छात्राणां वयः आधारीकृत्य बाल्ये यत्कमपि कण्ठस्थीकरणीयम् तत्सर्वं प्रारम्भे करणीयं तत् आद्रा आध्यात्मिकाः आध्यात्मिकाः विद्यायाः अपि आवश्यकमस्ति तस्मात् कारणात् आरम्भे एव बाल्ये यत्किमपि प कण्ठस्थीकरणीयं तत्सर्वं कण्ठस्थीकरणीयम् अनन्तरं विश्लेषणात्मकं भवति मस्तिष्कम् तदा यत् अवलोकनीयम् अध्ययनीयम् शोधनीयं भवति तत् प्रवेष्टव्यं तत्र पाठ्यप्रणालीमध्ये क्वचित् समस्या तु विद्यया एव अत्र अधुना यत् दृश्यते समाजे तत्र सर्वविधः अवलक्षणानि सामाजिक अवलक्षणानि तां तेषां निर्मूलनाय सम्यक् शोधनं भवेत् सनातनधर्मस्य अत्र प्रवेशः भवेत् इति चिन्तयामि